केरले विद्यमानं युद्धकला भवति कलरी अस्ति तत्र कलरि बहु सम् सम्यक् अस्ति शारीरिकमानसीकप्रबलनाय कलरि शक्नुवन्ति ते तस्य अभ्यासेन बहु दृढताम् स्वीकर्तुं शक्यते आरोग्यसंरक्षणे तथापि मानसिक उन्नमनाय च तदुपयुक्तं भवति एवं बहु उत्तममस्ति कलरी केरलीयं भवति तथापि तस्य शास्त्रीयं च वर्तमानमस्ति कलरि ये पठन्ति तेषां शारीरिकव्यायामस्य तथापि मर्म प्रधानविषयमपि ते जानन्ति एव तदानीं किमपि शरीरदोषाः शरीरस्य स्व अस्वस्थता किमपि अस्ति चेद् तत्र नाडी विषयेषु वा तादृशं रिक्त नलिकायाः विषये वा किमपि भविष्यन्ति चेद् तादृशजनान् अपि प परिचरणं कर्तुं तेषां संरक्षणाय च एते जानन्ति एव कारणं मर्मचिकित्सा इति एकः विभागः अत्र विद्यमानमस्ति एतादृशस्य आरोग्यविषये आरोग्यप्रश्नाः कला यदा कदापि दनि छेदनविषये किमपि अभवत् चेद् तत्र तद् यदि कळरिजनाः तद् जानन्ति तस्य निवारणाय अपि शक्यते तदा तस्मात् कळरिकला उत्तमं भवति तत्र अन्यान् अपि जनानपि छात्रानपि एतद् पाठनीयमित्येव मम अभिप्रायः अस्ति